संस्कृतं माध्यमेषु उपयोक्तुम् उत्तमा भाषा अस्ति आकाशवाणी दूरदर्शनम् इत्यादिषु बहुभ्यः वर्षेभ्यः आरभ्य संस्कृतवार्ताः प्रचलन्ति इति संस्कृतस्य महत्वमेव न केवलम् आकाशवाणी दूरदर्शनम् अन्य इतर सर्वकारेतर वार्तामाध्यमेषु अपि संस्कृतवार्ताप्रसारः अधुना प्रचलति तद्वदेव लघु ह्रस्वचित्राणि एतादृश रूपेण संस्कृतस्य प्रचारः अपि एतादृश माध्यमद्वारा भवत्येव ए एतद् अतिरीच्य इतर मुद्रणपत्रिकाः सन्ति प्रतिदिनपत्रिकाः साप्ताहिकपत्रिकाः मासपत्रिकाः एवं तेषु सर्वत्रापि तेषु सर्वेषु अपि इदानीं सर्वेषु इति न बहुत्र बहुषु पत्रमाध्यमेषु संस्कृतकार्याणि संस्कृतलेखाः संस्कृतवार्ताः आगच्छन्ति एव इतोपि तत् कर्तुं संस्कृतस्य प्रचारः सम्यक् क्रियते चेत् तस्य वर्धनम् इतोपि भवितुम् अर्हति एव अधुना संस्कृतस्य कालः अस्ति